मम अग्रजा मार्कण्डेयपुराणे विद्यमानम् एकं देवीमाहात्म्यं पुस्तकम् अर्थसहितं द दद् ददाति

तत् पुस्तकम् बहु उत् उत्सुकतया प पठ अपठत् पुस्तकं पुस्तके मध्ये देवी बहु मन्दं बहुविधरूपेण तव कर्तव्यं क तव कर्तव्यं पूरयति अहम् अहम् अहमपि अहं नास्ति सर्वे स्रीजनाः अपि गृहे गृहे मध्ये गृहिणी औद् औद्योगिकमध्ये एकं टीचर् मध्ये एकम् अध्यापिका अध्यापिका सङ्गीतमध्ये सङ्गीतं सङ्गीतं सङ्गीतं विदुषि अत्र बहुविधरूपं धर् धरति

ये ये पुस्तकं अमरा जीवितं द्वयं बहु साम्यम् अत्र अहं मन्ये